आ आगच्छतु भगिनि आगच्छतु अत्र कृपया उपविशतु कृपया हा किम् ह ह ह अत्र अत्र दोसा अस्ति बहु उष्णदोसा दोसाम् इच्छति वा आ उत्तमं भगिनि अहं दोसाम् आनयामि किन्तु अत्र चट्नी नास्ति चट्नी नास्ति दोसा अस्ति चट्नी नास्ति हा हा इड्ली अस्ति बहु उष्ण इड्ली अस्ति भगिनि हो इड्लीम् आनयामि किन्तु साम्बार् क्वथितं नास्ति भगिनि इड्लि अस्ति क्वथितं नास्ति न न अहं किं करोमि क्वथितं नास्ति इड्लि अस्ति इड्लि अस्ति आं पूरि अस्ति हो बृहत् पूरि अस्ति हो पूरीद्वयं निश्चयेन निश्चयेन पूरीद्वयम् आनयामि किन्तु अत्र मसाला पूरी मसाला नास्ति भगिनि मसाला नास्ति तालः अस्ति वा वा ता हा आं भगिनि तालः अस्ति किन्तु कुञ्चिका नास्ति भव् हा अरे न न बै न कुप्यतु भगिनि न कुप्यतु आ आ हा भवती काफ़ीं पिबति वा

न न काफ़ी अस्ति भगिनि काफ़ी पिबतु काफ़ी आनयामि वा आ उष्णकाफ़ीम् आनयामि किञ्चिद् भगिनि शर्करा नास्ति शर्करा शर्करा रहितं काफ़ीं पिबति वा न न न भगिनि अद्य अयि नास्ति किन्तु भवती न इच्छति वा आ अस्तु भगिनि महान् सन्तोषः हा